अहम् एकसप्ताहात् पूर्वं कर्णाभरणं स्वीकृतवती बहुसम्यक् आसीत् अन्ये स्वीकर्तुं बहु इच्छति मम सख्यः मम कर्णाभरणं दृष्ट्वा तेऽपि स्वीकर्तुं बहु इच्छति अस्य मूल्यमपि बहुनू न्यूनमेव धारणे कीदृशी शोभा आयाति तत् शब्देन न वक्तुं शक्नोमि एतत् कर्णाभरणं बहुकालं यावत् उपयोगं कर्तुं शक्यते